ह अहम् एकदा प्रवासं गतवती स्म अहं तावदेव नैव मया सह मम गृहे मम माता पिता अग्रजः पुनः मम सख्यः मम अग्रजस्य सखाः सर्वेऽपि गतवन्तः आसन् तत्र बहु बहूनि दिनानि एव वयं वासं कृतवन्तः आसन् इत्युक्ते चारणं कुर्वन्त्यासं मध्ये मध्ये किमपि एवम् उपवेष्टव्यं किञ्चित् आरोपणम् आरामं स्वीकरणीयम् इति भासितं चेत् तत्र टेण्ट् इति वदन्ति कलु शिबिरं शिबिरं स्थापयन्त्यासं तत्र उपविश्य आसम् अथवा तत्र निद्रां कुर्वन्त्यासं किञ्चित् किमपि लघु आहारं नीत्वा भवामः खलु तद् खादन्त्यासं खादित्वानन्तरं पुनः किञ्चित् विश्रामं कृत्वा किञ्चित् किं जलं पीत्वा किञ्चित् विश्रामं कृत्वा किं सर्वं कृत्वा पुनः अस्माकं चारणम् आरम्भं कुर्वन्त्यासं किं कण्टिन्यू कुर्वन्त्यासं पुनः अग्रे किञ्चित् दूरं गच्छन्त्यासं तत्र गत्वा अनन्तरं पुनः एवम् मार्गम् अन्वेषयित्वा अन्वेषयित्वा गन्तव्यं खलु गूगल् मेप् स्थापित्वा मार्गं दृष्ट्वा एवम् एतस्मिन् मार्गे गन्तव्यं वाममार्गे गन्तव्यं दक्षिणमार्गे गन्तव्यम् एवं सर्वं कृत्वा कृत्वा पुनः अग्रे गच्छन्त्यासं टेण्ट् विशेशेषु वासः कृतम् अस्मभ्यं टेण्ट् टेण्ट् तु नेतव्यमेव चारणं प्रति गच्छामः चेत् किमर्थं चेत् वयं कण्टिन्यू चारणं कर्तुं न शक्यते खलु तथा कुर्मः चेत् किम् एन्जाय्मेण्ट् इत्युक्ते खुशी न भवति अस्माकं तदा किं कुर्मः मध्ये चारणं मध्ये मध्ये किं कुर्मः टेण्ट् स्थाप्य तत्र किञ्चित् विश्रामं कुर्मः किञ्चित् किमपि खादामः फलं सर्वं नेत्वा भवामः खलु फलं सर्वं खादामः पुनः किमपि लघु आहारम् इत्युक्ते ड्रै फ़्रुट्स् एवं सर्वं वदन्ति खलु तत् सर्वं नेत्वा भवामः तत् सर्वं खादामः पुनः एतत् सर्वं खादित्वा किञ्चित् शक्तिः आगच्छति खलु पुनः किञ्चित् विश्रामं कुर्मः किञ्चित् विश्रामं स्वीकृत्य पुनः किं कुर्मः वयं वयः न्यूनमस्ति कलु वयं शीघ्रमेव स्वस्था भवामः परन्तु माता पिता ज्येष्ठा भवन्ति खलु तेषां बहु शीघ्रमेव किं भवति विरामं स्वीकरणीयमिति भाति पुनः शीघ्रं न उत्तिष्ठन्ति तेषां कृते वयं किञ्चित् वैट् कृत्वा पुनः गच्छामः आगच्छन्तु एवं शीघ्रं गन्तुं शक्यते पुनः तत्र देवालयमस्ति तत्र किम् उपहारगृहमस्ति तत्र इतोऽपि किञ्चित् खादितुं शक्यते पुनः दर्शनं कर्तुं शक्यते देवालये एवं सर्वम् उक्त्वा वयं तेषाम् उत्तेजनं कृत्वा अग्रे नयामः